विद्युत्प्रवाहस्य समस्याः अस्ति अत्र विद्युत्प्रवाहस्य समस्याः विद्युत् अद् द् अदिवे अधिशेषस्य समस्या किञ्चित् कालात् दृश्यते तथा च एतत् वितरणसम्बन्धानाम् अभावानाम् अपि परिणामः अस्ति वस्तुतः सञ्चरणवितरणयोः हानिः तथा च समग्र तान्त्रिकव्यापारिकहानिः इति कारणेन आपूर्दिव्यः वर्धितः अस्ति एतदेव कारणं यत् यत्र विद्युत् ऊर्जायाः सर्वाधिकमूल्यं ग्रहीतं तत्र औद्योगिकव्यापारिकमगधायां न्यूनता अभवत् ऊर्जासंरक्षणम् उद्योगस्य गृहोपकरणस्य च ऊर्जादक्षतायाः धारणं कर्तुं च बलं दत्तं भविष्यति विद्युत्क्षेत्रस्य विपरीतसमस्या वितरणसम्बन्धः अस्ति अतः अन्यत्र कम्पणी अपि ह विद्युत्क्रयणं किञ्चित् सस्तां कृत्वा भारते प्रतिव्यक्ति विद्युत्भोगं वर्धयितुं शक्नुमः परन्तु अङ्गारस्य मूल्यनिर्धारणविधौ परिवर्तनं भवति चेत् एवम् एतत् सम्भवति अत्र ज्ञातव्यं यत् विद्युत्क्षेत्रं वितरण्सम्बन्ध समस्याभिः सर्वाधिकं कष्टं प्राप्नोति डिस्कौ अर्थात् विद्युतः वितरणकम्पणयः एषां स्वामित्वं मुख्यतया राज्यसर्वकाराणां भवति तेषां वित्तीयबाधाः सन्ति विटम्बणः स्यात् यत् माङ्गल्यः आपूर्तिं च वर्धमानः अपि विद्युत्क्रयणार्थं सज्जाः न सन्ति ते विद्युत्व्ययस्य च उच्चव्ययस्य उल्लेखं कृत्वा नूतनविद्युत्क्रयणं संझोतेषु हस्ताक्षरं न कुर्वन्ति अत्र एवं उक्तकारणपरिहारः क् अहं करणीयं तासां विषये